भारतस्य स्वातन्त्र्यदिनं चत्वारिंशतधिक एकोनविंशत्यब्दः अगस्ट् मासस्य पञ्चदशदिनाङ्कः गणतन्त्रदिनाङ्कः पञ्चाशतधिक एकोनविंशतिः अब्धः जनवरी मासस्य षड्विंशः दिनाङ्कः डीमोनेटैसेषन् दिनाङ्कः षोडश अधिकद्विसहस्राब्धः नवम्बर् मासस्य अष्टमदिनाङ्कः काश्मिरे आर्टिकल् त्रि सेवेन्टी निष्कासनदिनाङ्कः एकोन विंशत्यधिकद्विसहस्राब्धः अगस्ट् मासस्य पञ्चमदिनाङ्कः कोविड् नयण्टीन् इति साङ्क्रामिकज्वरविशेषः भारते आगतः तस्य दिनाङ्कः विंशत्यधिकद्विसहस्राब्धः जनवरी मासस्य सप्तविंशतिदिनाङ्कः